अहं बहूनि गीतानि इष्यन् इच्छामि किन्तु संस्कृतम् भाषायां गीतं भवति अवनितलं पुनरवतीर्णस्यात् तत् पुस्तकद्वारा ज्ञातवती अनन्तरं कृष्णा कृष्णा कृष्णा राधाकामुका इति गुरुवायुरम्बलनडैल् चलनचित्रे अथवा चलचित्रे विद्यमानम् एकं गीतं भवति तत्तु यूट्यूब्द्वारा श्रुतं भवति तृतीयं गीतं भवति महाबलिशासनकाले देशे मानवाः सर्वे समानाः एव आसन् सामोदमेव सर्वे आपदोनासि कदापि केषां तत्तु ध्वनिमुद्रिकाद्वारा श्रुतम् अस्मि बहूनि गीतानि अहम् इच्छामि तत्सर्वमपि अत्र वक्तुं न शक्नोमि इत्यतयः इत्यतया विरमामि